मया तावद् फ़्लिप्कार्ट् मध्ये स्वीकृतं प्राडक्ट् नाम मोबैल् तावद् यदा स्वीकृतवान् मोबैल् बहु सम्यक् आसीत् तस्य चार्जर् अपि सम्यक् आसीत्

तावद् मोबैल् सम्यक् एव आसीत् यद् मया प्रथमं स्वीकृतम् आसीत् प्रोडक्ट् तत् सम्यगेव आसीत्